हरिः ओम् राजेन्द्रः टेलर् महोदय महोदय अहं अ अरुणः इति अहं भवतः पार्श्वे दिनद्वयात् पूर्वं त् युतकं सीवितवानासम् परं किम् इति न ज्ञायते महोदय बव् तत्र तु एकः दीर्घोस्ति बाहुः अपरः अपरः बाहुः लघुः वर्तते कथमेवं जायते धनं दत्तवान् किल अहम् अरे ए मम युतकस्य एकः एकः बाहुः दीर्घः एकः अपरः लघुः अहं धनं दत्तवान् त्रिसहस्रं दत्वा बहु वस्तुन् स्वीकृतवान् द् तद् वस्त्रं स्वीकृतवान् पुनः एतावत् क् पञ्चशतं दत्वा भद्भ्यः सीवितवान् अस्ति तथापि भवान् एवं कृतवान् चेत् अहं किं करिष्यामि इदानीं मम नूतनमिदानीं ब् भवतः क्रेतव्यं क्रीत्वा दातव्यम् अस्ति ए तत् दृष्ट्वैव वदामि

नाम न भवतः वाक्यस्य ताप्तर्यम् इदमस्ति म पश्यतु महोदय भवतः एवं वदन्नस्ति मम बाहुः एवम् अस्ति दीर्घः एकोस्ति एकः लघुः अस्ति तद्वदेव वयं सीवनं कृतवन्तः इति भवान् वदन्नस्ति आ आ अ

पुनश्च आ पुनश्च मम मोबैल् यद्वर्तते तत् नैन् इञ्च् वर्तते तद् मम पोकेट्मध्ये नागच्छति न न तिष्ठत्येव किं करिष्यामः

आह् तद् तदहं न जानामि मम इदानीं सार्धम् इदानीमेव सौन्दर्यं गतं किल अहं त्रि तदेव एकः दीर्घोस्ति एकः लघुः वर्तते बह् बाहुः एकः बाहु तद् अहं युतकं धरामि चेत् स ए एकस्मात् एकस्मात् पक्षतः राजकुमारः इव भाति अन्य अपरस्मात् पक्षात् अहं भिक्षुकः इव भासते एतत् किम्

महोदय अहं श्वः आनयामि एतद् हा हा यदि सम्यग् भविष्यति सम्यग्भवान् कृत्वा ददाति अहं स्वीकरिष्यामि यदि भवान् सम्यक् न करोति तर्हि अहं स् सार्ध त्रिय् त्रिसहस्रं भवद्भ्यः अहं स्वीकरिष्यामि एकं केवलं पञ्चशतं न त्रिसहस्रम् अपेक्षितं मम अ एतत् भवानेव स्वीकरोतु चिन्ता नास्ति

ए अहं दशवर्षेभ्यः अहं दशवर्षेभ्यः भवतः सकाशात् एतत् वस्त्राणि स्वीकुर्वन्नस्मि सीवनं कारयन्नस्मि परन्तु भवानेव करिष्यति अस्तु हा ये प्रथमवारमेव जातं परन्तु त्रिसहस्रस्य दत्तवान् किल अहम् अस्तु अस्तु महोदय अहम् अहं श्वः तद् आनयामि स्वीकृत्य आनयामि भवान् सम्यक् कृत्वा दातव्यं भवतः द् दातव्यम् अस्ति अ ए तदानीं तद् निष्कासयति भवान् चेत् मम क्लेशः भविष्यति आम् धन्यवादः आमामाम् द् धन्यवादः